अहं कदापि बृहत्तमं शिल्पं न कृतवान् किन्तु दृष्टवान् अस्मि यथा इदानीं कोयम्बत्तूर् नगरे नाम तमिळ्नाडु राज्ये विद्यमाने कोयम्बत्तूर् नगरे सद्गुरुः इति कश्चन अस्ति भवन्तः सर्वे जानन्त्येव तस्य विषये सः आदियोगिनः प्रतिमां निर्मितवान् अस्ति तेन न निर्मितं किन्तु तेन सह मुख्यः भवति निर्माणार्थम् अहं तद् दृष्टवान् अस्मि किन्तु तत्र अहं तां ताम् मूर्तिं दृष्ट्वा अहं प्रेरितोऽस्मि यथा सा मूर्तिः एवम् अस्ति शिवः शिवरूपी शिवस्वरूपधारी अस्ति सा प्रतिमा शिवं दृष्ट्वा अहं प्रतिदिनं शिवस्य जपः करोमि अस्तु कुत्रापि भवतु शिवस्य नाम प्रथमतया उक्त्वा पुनः कार्यस्य आरम्भम् अहं करिष्यामि पुनः यदा कदापि व भवतु आम् इदानीं समयस्य व्यर्थः न भवति मम यतो हि अहं यदा कदापि फ़्री भवामि तदानीम् अहं शिवस्य नाम एव अधिकाधिकतया वदामि किन्तु कथम् अहं प्रेरितः इति चेत् मूर्तिं दृष्ट्वा सद्गुरुणा या या मूर्तिः निर्मिता तां मूर्तिं दृष्ट्वा एव अहं प्रेरितोऽस्मि अतः अहं स तत्र मम तद्विषये समस्याः अपि न आसन्